अहं आरोग्यसेतु डिजि लाकर् दिशां चेति त्रीणि सर्वकार्य आप्स् उपयुज्यामि आरोग्यसेतुः कोविड् समये एतत् अतीव सहाय्यकम् आसीत् डिजि लाकर् प्रमाणपत्राणां सङ्ग्रह सङ्ग्रहार्थं सुलभतया उपयोगार्थं च सहकारी दिशां सर्वेक्षणसङ्ख्यानुसारं सीमां ज्ञातुम् अतीव सहायकम् अस्ति